मम जीवने अधीतेषु विषयेषु प्रधानतया गीतं वा श्रीमद्भगवद्गीतायाः बहु महत्वं वर्तते तस्य प्रथमाध्याये एव प्रथमश्लोकः वर्तते तस्य प्रथमं पङ्क्तिः अस्ति एवं धर्मक्षेत्रे कुरुक्षेत्रे तस्य सः पाठयनास्मि सः महोदय एवं पाठयति क्षेत्रे क्षेत्रे धर्मकुरु एवं तस्य आशयं बहु समीचीनः भवेत् थ य तद् क्षेत्रः वर्तते यस्मिन् यस्मिन् यस्मिन् क्षेत्रे भवान् गच्छति तत्तत् क्षेत्रे धर्मस्य कार्यं कुरु इति तस्य आशयः अनन्तरम् अनेकानि श्लोकानि वर्तन्ते यथा च श्रीमद्भगवानः वदति श्रीमान् भगवान् वदति सो अन्वशोचस्त्वं नानुशोचनं गतासु न गतासुञ्च नानु शोचन्ति पण्डिताः अस्य आशयः वर्तते यः यः जनाः जीवाः जीवन्ति ये जनाः न जीवन्ति तस्य मृत्युः जातः तेषां चित् शोकः पण्डितजनाः नैव करोति पण्डितः नाम ये यः जनः विद्वान् ते पण्डितः अनन्तरम् अग्रिमध्याये श्रीमद्भगवान् वदति भगवान् वदति यथा सुखदुःखे समे कृत्वा लाभालाभौ जया जयौ ततो यूतः युद्धाय यूजस्त्वं नैवं पापम् अवाप्स्यसि अस्य आशयः वर्तते सुखदुःखं सुखदुःखं समानं कृत्वा लाभः हानिः समानं कृत्वा अनन्तरं युद्धः युद्धः नाम यत् कार्यं भवान् कर्तुम् इच्छति तस्मिन् कार्ये गच्छति सुखदुःखाय समे कृत्वा तदनन्तरं तत्कार्यं भवान् करोति चेत् तेन दुःखस्य आशयः एव न भवति तेन भवान् कार्यं समीचीनः कर्तुं शक्यते तस्य एवम् आशयः वर्तते यथा भगवद्गीतायाम् अनेकानि श्लोकानि सन्ति परन्तु अहं त्रयश्लोकानि यथामतिम् तत् मम तु बहु तत् त्रीणि श्लोकानि मह्यं तु बहु रोचते तत्कारणात् अहं तस्य विषये एवम् उक्तं परन्तु यथा भवान् श्रीमद्भगवद्गीतायाः अध्ययनं करोति तदा तु बहु समीचीनः व्यवहारपि भवेत् तस्य तेन भवतः दर्शनशास्त्रस्य अधिकं रुचिः भवेत् इति आशयः